महोदय मां प्रापितवन्तः धन्यवादाः भवतां कृते परम् अहं विस्मृतवती मम स्यूते तु धनं नास्ति परम् आन्लैन् मद्ये अस्ति तदर्थमहं भवतां कृते फ़ोन् पे कर्तुं शक्नोमि वा अस्ति वा भवतां पार्श्वे फ़ोन् पे यदि अस्ति तर्हि अहं फ़ोन् पे कर्तुं शक्नोमि कृपया तदस्ति चेत् अङ्गीकुर्वन्तु